स्वास्थ्यसेवा सेवा परिवहनं शिक्षा इत्यादीनां मूलभूतानाम् आवश्यकतानां दृष्ट्या नगरम् अथवा ग्रामम् उत्तमं कर् उत्तमं कर्तुं सर्वकारात् त्रिधा सहायम् अहम् इच्छामि प्रथमम् तत्र तेषु तेषु विषयेषु सम्पूर्णतया जनानां नियुक्तिः अपेक्षिता तेन सर्वविधकार्यं सुलभतया सहजतया भवति द्वितीयं योग्यानां जनानां स्वीकारः भवति चेत् सम्यक् भवति तृतीयं गुणवत्ता दृष्ट्या तेषां तत् त ते यत्र कार्यं कुर्वन्ति तेषां प्रशिक्षणं प्रशिक्षणं यदि वा मासे वा षट् षट्सु मासेषु एकवारं वर्षे एकवारं चेत् तत् बहु उपयोगाय भवति तेन ग्रामं वा नगरं वा उत्तमं कर्तुं शक्यते